अस्माकं विद्यालये प्रतिवर्षम् प्रवासार्थं कुत्रपि गच्छामः एव एकदा वयं तञ्जावूरनगरं गतवन्तः वयं विंशत्यधिकाः बालकाः शिक्षकाः च बस यानेन तत्र गतवन्तः तत्र बृहत् मन्दिरं दृष्टवन्तः अनन्तरं सरस्वती पुस्तकालये गत्वा प्राचीनाः ग्रन्थाः पुस्तकानि च दृष्टवन्तः तत्र बहूनि संस्कृतग्रन्थानि सन्ति अनन्तरं यत्र जनाः तञ्जावूर् चित्राणि कुर्वन्ति तत्र अपि गतवन्तः